अत्र चन्नैतः समीपं पश्यामः चेत् तिरुवण्णामलै इति स्थलमस्ति तत्र गच्छामः चेत् गिरिवलं सर्वं कर्तुं बहु सम्यक् भवति गमनमार्गे एव यथेष्टं द्वादशलिङ्गानि सन्ति एवम् एकेकं मन्दिरमपि दृष्ट्वा गन्तुं शक्यते तत्र जनानाम् एकः अभिप्रायः अस्ति सिद्धपुरुषाः अत्र निरन्तरतया अत्र जीवनं कुर्वन्ति इति इत्युक्ते सञ्जीवि इव यं कुर्वन्ति इति अत्र गमनमार्गे एव एव रमणाश्रमं सर्वमस्ति तत्र सर्वं गच्छामः चेत् बहु आनन्दं भवति तत्र मयुराः वानराः

पक्षिणः सर्वं तत्र दृष्टुं शक्यते एवं पुरातनकाले यथा गुरुकुलं सर्वं भवति एवं सर्वं वयम् कल्पनां कुर्मः स्तत् सर्वं तत्र द्रष्टुं शक्नुमः एव बहु सम्यक् भवति